मम भ्राता संस्कृतविषयं स्वीकृत्य विद्यावारिधिपर्यन्तं शिक्षां प्राप्नुयात् इति मम इच्छा अस्ति अत्र किमर्थमिति चेत् सं अस्माकं भारतीयज्ञानपरम्परा संस्कृतभाषायामेव निबद्धा अस्ति अतः यदि सः संस्कृतभाषां स्वीकृत्य एव पठति चेत् सः सर्वं ज्ञातुं शक्नोति अस्माकं भारतीयज्ञानपरम्पराविषये अ अधिकाधिकं ज्ञातुं शक्नोति तथा च सः छात्रान् अपि सम्यक्तया बोधयितुं शक्नोति तथा च छात्रान् अपि पाठयितुं शक्नोति यत् संस्कृते किं किम् अस्ति तथा च अस्माकं भारतीय परम्पराविषये अपि सः सम्यक् ज्ञानं प्रदातुं शक्नोति अतः अहं तदेव इच्छामि यत् संस्कृतविषयं स्वीकृत्य एव सः पठेत् इति